रूपयौवनसम्पन्ना विशालकुलसंभव विद्याहीना च शोभन्ते निर्गन्धा इव किंशुकाः यः विद्याहीनः भवति सः यदि रूपयौवनसम्पन्ना भवति तथा च उच्चकुलीय भवति तथापि सः गन्धहीन पुष्पं भाति व्यर्थाः एव विद्या मित्रं प्रवासेषु माता मित्रं गृहेषु च व्याधितस्यौषधं मित्रं धर्म मित्रं मृतस्य च प्रवासे विद्या मित्रं भवति गृहे माता मित्रं भवति रोगिनां मित्रम् औषधं भवति मृतव्यक्तेः मित्रं धर्मं भवति पण्डिते च गुणा गुणाः सर्वे मूर्खा दोषः हि केवलं तस्मान् मूर्खः सहस्रेभ्यः प्राज्ञः एको विशिष्यते माता यस्य गृहे नास्ति भार्या च अप्रियवादिनी अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् यदि गृहे माता नास्ति यस्य स्त्री अप्रियवचनयुक्ता अस्ति तस्य वनं गन्तुम् उच्चितं वर्तते कारणं तस्य गृहं वनमिव प्रतिभाति